नमो नमः चालकमहोदयः अहम् अद्य प्रातःकाले षड्वादने आगर्तलातः कौवैगमनार्थम् एकः ऊबर् बुक् कृतवान् परन्तु विंशतिनिमेषाः अधिका जाताः अधुना पर्यन्तं भवान् न आगतः अहम् आगर्तला मध्ये एव अस्मि भवतः कृते निवेदनमस्ति भवान् कृपया शीघ्रातिशीघ्रम् आगर्तलाम् आगच्छतु